ह्यः एकं लघुबालकार्थं वस्त्रक्रयणार्थम् अहं मम पतिः सह वस्त्रापणं गतवती अस्माकं गृहस्य समीपे एव तत् आपणम् अस्ति तत् पादाभ्यां वयं तत्र गत्वा लघुबालकानां कृते वस्त्रम् अस्ति वा इति पृष्टवती ते अस्माकं तत् भवने चत्वारिस्तरे चत्वारिस्थलः आपणः तत्र चत्वाराः स्तरे एव लघुबालकानां कृते वस्त्राणि सन्ति इति उक्तवन्तः तत् उपरि गत्वा वयं यदि दर्शयितुं पृच्छन्ति चेत् तत्समये एकः बालकः बालकः इव तस्य दृष्टिः अभवत् सः अस्माकं कृते किञ्चित् न्यूनं नूतनवस्त्राणि दर्शितवती दर्शितवान् तत्र तत् वस्त्रं बहु बालकस्य वस्त्रमपि मूल्यम् अधिकम् अस्ति किञ्च एतद् बनियन् क्लात् अस्ति किन्तु मूल्यं चत्वारि चतुर्दश चतुर् चतुर् श् शतं शतरूप्यकाणि चतुश्शतरूप्यकाणि इति तत्र लिखितम् किञ्चित् क्लेशः अभवत् किम् एतावत् वस्त्रं क्रयणम् आवश्यकं वा न वा इति किन्तु मया पूर्वमेव अहं दास्यामि इति एक स्रियै उक्तवती तदा तत् अनुसृत्य अहम् एकं वस्त्रं क्रीतवती अन्यद् वस्त्रं दर्शयतु इति उक्तवती तत्समये काटन् काटन् काटन् वस्रं ददातु इति उक्तवती सः एकः शिशुः शिशुः जब्ला इव दर्शयति तत् न इच्छामि तस्मात् वस्त्रद्वयं क्रीतवती तत्स् बालकेब् बालका बालकाय बालकस्य अस्माकम् आशीर्वादः सः ददामः दद्मः